डेबिट् खार्ड् विषये अहं वदामि अधिकं तु डेबिट् कार्ड् विषये डेबिट् कार्ड् अहं प्रयोगं कुर्मः कुरु करोमि चेत् मम अकौन्ट्मध्ये कियत् धनम् अस्ति अनन्तरं कियत् धनं व्ययः भवति इति जानामि एकं लिमिट् भवति एका एका सीमा भवति तद् बहु उपयोगम् उपयोगाय भवति इति कारणेन डेबिट् कार्ड् एव अधिकम् अहम् उपयोगं करोमि तद् सहायकं भवति यत्रकुत्रापि इदानीम् भोजनशालां गच्छामि चेत् एकाकिनी गच्छामि नो चेत् मया सह मम मित्रैः सह मित्रैः सह गच्छामि चेत् तत्र भोजनशालामध्ये डेबिट् कार्ड् उपयोगं करोमि शाटिकां क्रीणामि अनन्तरम् यत्रकुत्रापि गच्छामि आवश्यकं चेत् डेबिट् कार्ड् उपयोगं निश्चयेन करोमि तद् बहु सहायकं भवति